अहं गतमासे आन्लैन्मध्ये क्रोक्रिसेट् क्रीतवती तत्र बहुवः द् बहवः धनं दत्तवती किन्तु किमपि सम्यक् नास्ति छुरिका एकमपि तीक्ष्णा न आसीत् फ़ोर्क् बहु अधिकं तीक्ष्णम् आसीत् तदर्थं मुखे घातः भवति नन्तरं चमसाः अपि भिन्नम् आसीत् एकमपि सम्यक् नास्ति आहत्य तत्र गुणवत्ता सम्यक् नास्ति तदेव मम अभिप्रायः